मम प्रदेशः बहु समीचीनः वर्तते तत्र अधिका वृष्टिः अपि नास्ति शैत्यमपि अधिकं नास्ति घर्मः अपि अधिकः नास्ति प्रदेशः सन्तुलितः वर्तते जनाः सर्वे अपि सन्तुष्टाः अन्यस्मात् प्रदेशादपि परि अस्मत् परिचिताः जनाः बहवः अस्मद् प्रदेशम् आगन्तुमिच्छन्ति अतः अत्र भूमेः मौल्यम् अधिकम् अभवदपि सर्वेपि अत्रागत्य भूमिं क्रीत्वा स्वगृहनिर्माणं कर्तुम् इच्छन्तः सन्ति अतः बह बहवः ये सन्तुलितं पर्यावरणं शान्तं पर्यावरणम् इच्छन्ति ते सर्वेपि अस्मत् प्रदेशम् आगच्छन्तः सन्ति वृष्टिः अपि समीचीना भवति अतः आवर्षं जलस्य समस्या अथवा न्यूनता न्यूनता अपि नास्ति सम्पूर्णं संवत्सरं जलम् अस्मत् प्रदेशे उपलभ्यते तथैव शैत्यकाले सर्वैः अपि समीचीन अनुभवः अत् अनुभूयते एवम् अस्मत् अस्माकं प्रदेशः प्रशान्तः समीचीनः सुन्दरः वर्तते अतः अहं चिन्तयामि यत् बहु पुण्यवान् अस्मि यतः ईदृशं समीचीनं समीची ईदृशे समीचीने प्रदेशे अहं जन्म प्राप्तवान् तथैव अहम् अत्रैव वसन्नस्मि अतः अहं पुण्यवान् इति चिन्तयामि तथैव तथैव अस्य देशस्य महत्ता अपि ईदृशग्रामैः एव निरूपिता